नमस्ते आमाम् अहं तु सम्यक् एव अस्मि इदानीं भवान् कः इति उच्यतां

आं बहवः आगताः सन्ति भवतः लेखस्य नाम वक्तुं शक्नोति वा अस्तु सम्यगेव आसीत् तत्र केचन करेक्षन्स् एव सन्ति तद् अहं पुनः इमेल् मध्ये एव प्रेषितवती भवान् कृपया तद् दृष्ट्वा पुनः प्रेषयति वा बहु विषयपरिवर्तनं किमपि नास्ति प्रायः तत्र क्रमस्य परिवर्तनम् अनन्तरं समीचीनं किम् अन्य वाक्यानाम् उल्लेखनं इति तावदेव दृष्टवान् वा मेल् तत् प्रेषितं मेल् दृष्टवान् वा

न न स्ट्याटिस्टिक्स् समीचीनम् अस्ति वा साधु वा इत्येव तत्र संशयः अतः तस्य संशयनिवारणं प्रूफ़् सहितं करोति चेत् पर्याप्तं तत्र चित्राणि संयोजयति चेत् सम्यक् भवति क्रमस्य विषये अहं तत्र उल्लेखितवती तदेव दृष्ट्वा पुनः कुर्वन्तु इदानीं झटिति न स्मर्यते मया अस् साप्ताहिकवर्गविषये अपि चिन्त्यतां तस्यापि उल्लेखः भवतु इति आसीत् तत्र इति चिन्तयामि

आं एतद् शिबिर विश् विषये पठनविषये तु बालकेन्द्रं बाल ब बालभारती इति विषये इतोपि किञ्चित् समीचीनतया लिखामः चेत् जनाः सम्यक् अवगच्छेयुः किम् इति इति इतोपि वाक्यद्वयं वा त्रयं वा योजयामः चेत्

बालकेन्द्राणां सङ्ख्याम् अपि दद्मः चेत् ये येषामभिरुचिः अस्ति ते अपि झटिति योजयेयुः

उत्तमम् उत्तमं महोदय अस्तु नमस्ते धन्यवादः